सामान्यतया सांस्कृतिकविषयेषु यूनां निरुत्साहः अवश्यं भवत्येव किमर्थमित्युक्ते तत्तत् पालकाः इदानीन्तनपालकाः किं कुर्वन्ति इत्युक्ते केवलम् अध्ययनेषु नाम आङ्ग्लभाषादिकं वा अथवा शालाध्ययनेषु एव तेषां रतिः भवति सर्वदा अतः तेषां सांस्कृतिकविषयेषु तथा गाम्भीर्यं वा तथा तेषाम् उत्साहः न भवति इति मम आशयः अतः तादृशेषु सांस्कृतिकविषयेषु यूनाम् उत्साहवर्धनार्थं तत्तत् पालकाः तत् तत्र विद्यमानाः ग्रामस्थाः सर्वे मिलित्वा तत्र तेषां सांस्कृतिकविषयेषु उत्साहवर्धनार्थं विशेषेण उत्सवादिकं कर्तव्यं तथा सति तत्र तादृशेषु उत्सवेषु छात्राः नाम पुत्रान् प्रेषयेयुः पालकाः तथा सति तत्र यूनां तत्र उत्साहः वर्धते एवमेव अस्माकं प्रदेशे तावत् यथा मया एतावता निरूपितं तद्वत् युवानः सांस्कृतिकाचरणेषु श्रद्धया भागं वहन्ति किमर्थम् इत्युक्ते तत्र ग्रामस्थाः तत्र

अत्र भागं वहन्ति तस्मात्